अस्माकं प्रदेशे पूजास्थानानि कति इत्युक्ते बहवः सन्ति परन्तु तेषां मध्ये प्रसिद्धः ये भवति काडुमल्लेश्वरः राजराजेश्वरी टेम्पल् बुल् टेम्पल् शङ्कर् मठः तदनन्तरं इस्कोन् अपि एतत् अपि बहु प्रसिद्धं वर्तते किमर्थम् इत्युक्ते बहवः प्रदेशतः अपि अत्र आगत्य एतादृश पूजास्थानानि आगत्य तत्र सम्मिलन्ति तत्र समुधायस्य उत्सवाः इत्युक्ते बेङ्गलूरु प्रदेशे द्वौ उत्सवः बहु प्रसिद्धः अस्ति तत् वर्षे द्वयं भवति ते के इत्युक्ते प्रथमतया कडलिकायिपरशे तदनन्तरं करगा एतत् बहु प्रसिद्धं वर्तते अन्यत् प्रदेशतः अपि आगत्य भागं स्वीकुर्वन्ति अस्माकम् अग्रिम जनाङ्गतः कृते किमपि दातव्यं चेत् एतादृश पर्वणः आचरणं करणीयम् एव किमर्थम् इत्युक्ते अस्माकं संस्कृतं संस्कृतिः संस्कारस्य रक्षणम् अस्माकं कार्यमेव अतः वयं सर्वे मिलित्वा एतादृश उत्सवाः पर्वणाः क्रियते चेत् बहु सम्यक् भवति सर्वेषां कृते अपि तत्र फ्रेन्ड्ली रीत्या भवितुं शक्यते